हरिः ओम् ओला केब् सेण्टर् अस्ति वा अहं भारद्वाज अस्मि वस्तुतः रात्रिकाले मम रेलयानम् अस्ति तर्हि रात्रिकाले द्वादशवादने तस्य कृते एकं केब् अपेक्षितं त्रिवेणीनगरतः जयपुररेलवेस्थानपर्यन्तं मया गन्तव्यं तर्हि तस्मिन् समये प्राप्तुं शक्नोमि वा तथा च कियद् धनम् अपेक्षितम् इति सूचयन्ति वा धन्यवादः